आमाम् अस्माकमेव अहमेव वदन्नस्मि वदन्ती अस्मि हा तत्र बिनाकिमध्ये भ भवती जानाति वा अटोमोटिव्स् स्क्वेर् अस्ति खलु तत्र बिनाकि एरिया अस्ति तत्रैव लक्कि फ़ोटो स्टुडियो अस्ति आम्

तत्र हा आमां तत्र पश्यतु सैज़् वैज़् अस्ति तर्हि तत्र नार्मल् फ़ोटो सैज़् अस्ति खलु तत्र त्रिंशत् रूप्यकस्य एकम् इति तस्य मूल्यमस्ति तर्हि किं कार्यक्रममस्ति तत्र

आमाम् ओ हो हो अस्तु तर्हि हा तर्हि कति चित्राणि निष्कासितव्यानि भवति तत्र अच्च हाम् एवं वा उत्तमं हा सर्व हा सर्वाः व्यवस्थाः अत्र सर्वाः व्यवस्थाः सन्ति तर्हि तत्र स्टेज् अस्ति अनन्तरं प्रेक्षकगणः इति सर्वम् अस्ति वा तत्र तत्र आमां तर्हि आमाम् अस्तु अस्तु तर्हि तत्र ये यजमानाः सन्ति आमां सर्वाः व्यवस्थाः अस्माकं समीपे अस्ति तर्हि कर्तुं शक्नुमः अनन्तरम् तर्हि अधिकं ज अधिकानां जनानामावश्यकता नास्ति अहं स्वयमागमिष्यामि अनन्तरम् इतोपि एकजनः आवश्यकं केवलं हा सहायकः आमामाम् सः एल् इ डी हा एल् इ डी कृते यत् नियोजनं भवति सः एकं करोति अनन्तरं अन्यकार्याणि अहं करोमि तर्हि तस्य कृते भिन्नः आमां त्रिंशत् रूप्यकाणि एकस्य चित्रस्य तर्हि हा भवत् हा भवत्याः दृष्ट्या तत् सम्यक् वा दृष्ट्या

कस्मिन् महाविद्यालये भोः कस्मिन् महाविद्यालये कनिष्ठः मा हा अस्तु कनिष्ठमहाविद्यालये इति एव नाम नाम वा तत्र तस्य ओ आमाम् आमाम् आहत्य ज जनद्वयं हा अहं तथा ए इतोपि एकः आगच्छति तर्हि श्वः कस्मिन् समये उक्तवती भवती एकादशवादने प्रातः आम् अस्तु तर्हि कियत् समयपर्यन्तं चलति सः कार्यक्रमः किञ्चित् वदतु भवती

तर्हि या कियान् कालपर्यन्तं तत् कालः अपेक्षते घण्टाद्वयम् ओके आमां तर्हि हा अस्तु अस्तु धन्यवादः